अस्माकं भारतीयपरम्परायां ज्ञानस्य सर्वाधिकं महत्त्वम् अस्ति अतः अस्माकं भारतदेशे वेदवेदाङ्गानि सन्ति तत्र चत्वारः वेदाः सन्ति पुनश्च षड् वेदाङ्गानि सन्ति सम्प्रति एतेषाम् अर्थ अवगमनं बहु क्लिष्टं जायते इति विचन्त्य महर्षिव्यासमुनिना पुराणानां रचना कृता येन सामान्यजनैः वेदेषु वेदाङ्गेषु यत् उच्यते तद् सर्वं सरलरित्या सामान्यजनः अवगच्छेत् इति विचिन्त्य सः मुनिः व्यासमुनिः पुरानां पुराणानाम् रचनां कृतवान् तेन माध्यमेन जनाः वेदस्य वेदाङ्गानाम् अर्थम् सरलतया तया अवगन्तुं सक्नुं शक्नुवन्ति येन ते स्वजीवनं कथं चालनीयम् इत्यपि ज्ञातुं शक्नुवन्ति एतत् सर्वं महर्सिव्यासः पुराणमध्ये कथामाध्यमेन उक्तवान्